नवजातशिशवः बहुमृदु भवन्ति तेषाम् उपलालनं बहु अधिकं भवन्ति तेषां रोदनेन एव अस्माभि ज्ञातव्यं भवति ते किं वक्तुम् इच्छन्ति इति अनन्तरं तेषां कृते उत्तम स्थानं कल्पनीयं भवति यथा तत्र कीटाः अन्ये प्राणिनः न आगच्छेयुः तथा अनन्तरम् तेषां कृते प्रकोष्ठे एकम् उत्तमस्थानं कल्पनीयं भवति यथा तत्र शैत्यम् उष्णादिकं समानं स्यात् पुनः ते अधिकं निद्रान्ति इत्यतः तेषां पृष्ठतः रेशेस् भवितुम् अर्हति अतः समये समये तान् उत्थाप्य तै सः किञ्चित् कीडनीयं भवति ते शिशवः इत्यतः मलमूत्राधिकं बहुवारं कुर्वन्ति अतः अस्माभिः तेषां वस्त्राणां परिवर्तनं करणीयं भवति पुनः पुनः स्वच्छता करणीया एव पुनः अस्माभि केवलं शुचीकृतकर कार्पासवस्त्रस्य एव उपयोगः करणीयः भवति